मम क्षेत्रे तावत् मैत्रेयी गुरुकुलमिति गुरुकुलशिक्षणपद्धतिः यस्मिन् विद्यालये आश्रितं विद्यते सम्पूर्णतया सः विद्यालयः प्रसिद्धः विद्यते अपि च तत्पार्श्वे एव यस्मिन् नगरे यस्मिन् ग्रामे अहं वसामि तत्पार्श्वे एव विट्ला नगरमिति लघु एकः एकं नगरं विद्यते तस्मिन् नगरेऽपि बह्व्यः शालाः सन्ति अपि च पदवीपूर्वविद्यालयोऽपि कश्चन एकः विद्यते तत्र छात्राणाम् अध्ययनं समाप्य ते छात्राः तावत् पदवी अध्ययनार्थं मङ्गलूरुनगरं गच्छन्तः सन्ति यतो हि समीपे तावत् कोऽपि विद्यालयः पदवीशिक्षणं दातुं बहु समर्थः नास्ति इति कृत्वा जनाः तावत् नगरीयविद्यालयान् पुरस्कुर्वन्तः सन्ति इत्येतत्तु अवगतं भवति अपि च विज्ञानविभागो वा भवतु वाणिज्यविभागो वा भवतु तेषाम् अध्ययने तावत् समीचीनप्राध्यापकाः नगरीयविद्यालयेषु एव प्राप्यन्ते इति जनानां भावः विद्यते इति कृत्वा नगरीयविद्यालयानां पुरस्कारः विद्यते अत्र इति तु एतत् दृश्यमानम् अस्ति